शीलसमाधौ इति धातोः निष्पन्नं पदं शिल्पं समाधिः नाम चित्तैकाग्र्यं पाणिनीयव्याकरणे बौद्धसाहित्ये च शिल्पशब्दः कलापरकत्वेन सम्प्रयुक्तः वर्तते शिल्पम् इति पदं कलापर्यन्तं भवतीति भरतः नाट्यशास्त्रे प्रोक्तवान् वर्तते शिल्पमिति पदं कलापर्यन्तं भवतीति भरतः नाट्यशास्त्रे प्रयुक्तवान् यथा कलायाः सर्वे अभिव्यक्तयः शिल्पशब्देन व्यवह्रियन्ते यथा नाट्यकलायाः प्राचीनं नाम शिल्पम् इत्यस्य इति आसीत् यथा अमरकोशे शिल्पं कर्म कलादिकम् अपि च मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः इति प्रोक्तं शिल्पशास्त्रं नाट्यशास्त्रं च अन्योन्याश्रयणी भवतः अत्र अतः एव शिल्पकला शिल्पविद्या इत्यादीनि पदानि शिल्पशास्त्रस्य पर्यायपदानि भवन्ति वास्तुशास्त्रं अनन्तरं शिल्पशास्त्रम् अङ्गभूतं शास्त्रं वर्तते चतुष्षष्ट्यादि अधिककलासु शिल्पकला सामाजिकी विश्वजननी वैज्ञानिकी च भवति तस्मात् शिलप्शास्त्रं भौतिकविज्ञाने अन्तर्भवति शिल्पशास्त्रं विश्वकर्म विश्वकर्म यस्य सः प्रणीतवान् इति शिल्पशास्त्रं वेदोक्तं वर्तते शिल्पं वेदमूलं यथा ऋग्वेदे मह्यं त्वष्टव्रजं तस्मात् इति वाक्यम् अस्माभिः श्रुतम् एव वर्तते अत्र एवम् अस्ति अस्य अर्थः एवं भवति प्रजापतिः विश्वकर्म स्वस्य शिल्पकर्मणा सुविस्तारं पृथिवीं निर्माय तत्रैव कौशलेन आकाशः चन्द्रः तारं च अन्वसृजयत् पुनस्ते पुनः व्राजन् असृजयत् ये अग्ने एनं राजानं हन्ति प्रस समृद्धं विधेहि इति शिल्पं शिल्पाभिवृद्धौ राज्याभिवृद्धौ मूलभूतम् अङ्गम् इदं शिल्पशास्त्रं वर्तते वेदकाले शिल्पिनः सङ्कल्पकृतिः कृतिः इति अभिधानम् आसीत् तथा च सृष्टेरपि सङ्गः कृतिः इत्यभिधाय यथा सः प्रथमः सङ्कल्पकृतिः कर्म सः प्रथमो मित्रो वर्णं वर्णोमिः इति वेदोक्तम् अस्ति शिल्पप्रकल्पम् एवं वर्तते नौकशिल्पं रथशिल्पं विमलशिल्पं गृहशिल्पं प्राकारः प्राकारशिल्पं नरशिल्पं यत्नशिल्पं सौण्यशिल्ल्पं सौम्यशिल्पं दैवमूलशिल्पम् एवं प्रकारेण विविधाः शिल्पशास्त्रे उक्तं वर्तते मह्यं शिल्पशास्त्रस्य विषये अधिकं न ज्ञायते यद् ज्ञातम् अस्ति अहं तद्विषये एतावत् पर्यन्तम् उक्तवती अस्मि